अहं त्रयः योगकक्षासु भागं कृतवती योगकक्षासु सर्वे मिलित्वा कुर्वन्ति अतः समयेन पूर्णयोगाभ्यासं भवति पुरतः शिक्षकः उपविशति चेत् योगाभ्यासः सम्यक्रीत्या करोमि किमपि दोषः अस्ति चेत् शिक्षकः वदति सर्वे मिलित्वा प्रार्थनां वा ध्येयमन्त्रं वा ऐक्यमन्त्रं वा वदामः चेत् अधिकशक्तिः तृप्तिः च मिलति गृहे कार्याणि दृश्यन्ति कदापि विळम्बेन उत्थाय योगार्थं समयः एव न मिलति यदा कदापि पाकशालाम् अधिककार्याणि सन्ति इति योगाभ्यासं न करोमि एव नो चेत् शीघ्रं शीघ्रं किञ्चित् योगाभ्यासम् कृत्वा पाकशालां गच्छामि अतः योगकक्षासु एव अभ्यासं करणीयमिति मम अभिप्रायः